अस्माकं प्रदेशे सर्वे जनाः कृषिणा उपजीव्यन्ते कृ कृषितो नास्ति दुर्भिक्षः इत्युक्तवत् कृषिणा कृषि कृषिं वृत्तिरुपेण स्वीकृत्य सर्वे जनाः उपजीव्यन्ते वृत्तिरूपेण कृषि एव आश्रितमस्ति कृषिकाः तस्य प्रदेशे पूगफलं नारिकेलफलं कोक्को कृष्णमरीचिका इत्यादि उत्पन्नाः वर्धयन्ति एतत् सर्वं एतत् सर्वं वाणिज्यरूपेण अस्ति तत् सर्वं योगदानं वाणिज्यक्षेत्रे योगदानं अर्थव्यवस्थां योगदानं विषेशरूपेण कृतमस्ति अतः कृषिः अत्यन्तं देशस्य विशेषरूपेण कृषिः वर्तते